हरिः ओम् भवान् सा किं मम होटेल्मध्ये नूतनतया योजितः वा हा तत्र जानाति खलु अस्माकं फैटार् होटेल् इति तत्र किम् अड्रेस् जानाति वा आ वदामि पश्यतु बेङ्गलूर् तत्र ब्रिगेट् रोड्

तत्र किं मेन् रोड् सेवन्त् मेन् रोड् द्वितीयं क्रास् हा तत्र अस्माकं होटल् वर्तते आ तत्र भवतः अस्माकं होटल् टेन् ओ क्लाक् आरभ्यते प्रातः टेन् ए यम् रात्रौ वन् ओ क्लाक् समाप्यते फैव् स्टार् होटेल् खलु जनाः तावत् पर्यन्तम् आगच्छन्ति भवन् नैन् थर्टि आगन्तव्यं भवति प्रातः रात्रौ सार्धः एकवादने भवतः प्रस्थानम्

तत्र भवतः कृते इदं यूनिफ़ाम् प्राप्तं वा हा तद् धृत्वा व आगच्छेत् हा तत्र अनन्तरं भवतः का भवतः कार्यं किं नाम सार्धनववादने आगत्य भवता साकम् इतोपि कार्यकर्तारः भवन्ति तैस्सह मिलित्वा तत्र सर्वेषु टेबल्मध्ये तत् टेबल् नम्बर् भवेत् जलव्यवस्था एकस्मिन् टेबल्मध्ये फ़ै ग्लासस् एकं बृहद् मग् अनन्तरं सर्वत्र मेट् कार्पेट् प्रसारितं स्यात् हा अहं यदा जनाः आगच्छन्ति तत्र आल्रेडि तैः प्राक्तनदिने एव बृक् बुक् कृतं भवति टेबल् नम्बर् किं तत्र विंशतिः टेबल्स् सन्ति फ़स्ट् फ़्लोर् सेकेण्ड् फ़्लोर् भवतः कार्यं भवति फ़स्ट् फ़्लोर्मध्ये तत्र दशटेबल्स् भवन्ति न न न तत्र भवतापि कार्यं भवति अन्ये अपि भवन्ति किं दश टेबल्स् भवन्ति प्रथमे अट्टे तत्र किं किं कर्तव्यं जानति खलु इदानीम् अनन्तरं तत्र टेब्मध्ये तेषां नामानि उल्लिखितं भवति ये बुक् कृतवन्तः तेषां टैमिङ्ग्स् अनन्तरं तेषां टेबल् नम्बर् तत्र भवान् का तेषां कृते सूचयतु एतद् भवतां टेबल् नम्बर् अस्ति अत्र उपविशन्तु इति ते त तस्मिन्काले आगच्छन्ति तान् तत्र उपावेशयतु यदि तेषां टेबल् बुक् न जातमस्ति मम निकटे प्रेषयतु तत्र तृतीये अट्टे येषां बुक् न भवति ते नाम इदानीं ये आगच्छन्ति तेषां कृते व्यवस्था भवति ह तत्र प्रथमवारम् अहं गत्वा इदम् आर्डर् स्वीकरोमि अनन्तरं द्वितीयवारं भवता गत्वा प्रष्टव्यं भवति मध्ये द्विवारं जलं तत्र भवद्भिः परिवेशनीयम् अनन्तरं किं नाम भवद्भिः कथं तत्र सम्भाषणं वस्त्रधारणं भवतां वर्तनं सर्वं कथं भवेत् नाम जनाः आकर्षिताः भवेयुः तथा च भवतः वर्तनं स्यात् हा इदानीं भवतां भवान् कुत्र वसति

ह तदा तत्र एकं परं यूनिवर्सिटि अस्ति तत्र भवति वा भवान् आ तत् तस् ततः आगन्तं प्राय दूरं भवति भवतः कृते अत्रैव ये मम होटेल्मध्ये कार्यं कुर्वन्ति तेषां कृते अहमेकम् इदं पी जी दृतानस्मि अपेक्षितं चेत् तत्र तत्र भवतः कृते एकं रु रुम् दापयामि

भवान् प्रातः सार्धः नववादनतः रात्रौ सार्धः एकवादनपर्यन्तं कार्यं कर्तुम् इच्छति चेत् शक्नोति कर्तुं शक्नोति अथवा न चेत् तत्र एतत् इदं करोमि किं प्रातः नैट् ड्यूटि मार्निङ्ग् ड्यूटि तथा कर्तुं शक्नोमि अहमपेक्षितं चेत्

अस्तु अस्तु तर्हि सम्यक् ह किम् इदानीं तर्हि भवान् तत्र पी जिमध्ये वसतुमिच्छति वा अथवा चेन्नैनल्लिमध्ये वसति वा अस्तु भवान् आचरतु पश्यतु सर्वं सम्यक् भवति चेत् अत्र आगत्य अपेक्षितं चेत् भवितुं शक्नोति हा अस्तु आ शुभरात्रिः